स्पर्धात्मकपरीक्षाभ्यः सज्जतां कुर्वतां छात्रेभ्यः माध्यमाः साहायकाः एव सन्ति इदानीं पत्रिकासु भवन्ति विशिष्टलेखाः भवन्ति द्वादशकक्षायां ये पठन्ति तेषां कृते दशमकक्षायां ये पठन्ति तेषां कृते पृथक्पृथक्तया अत्र विशिष्टलेखाः भवन्ति प्रश्नपत्रं कथम् अस्ति इति ब्लु प्रिण्ट् अपि अस्ति अतः माध्यमाः उपयोगाः एव भवति अपि च पत्रिका पत्रिका अपि च आन्लैन् प्लाट्फ़ार्म्स् अपि अस्ति वाट्सप् द्वारा प्रतिदनम् एकः प्रश्नः इति प्रतिदिनम् अत्रापि उत्तरं उत्तरं ददति केचन आन्लैन् प्लाट्फ़ार्म् मध्ये मिलित्वा पधनम् इत्यपि भवन्ति विशिष्ट प्रत्येकव्यक्तिरूपेण पठनम् इति नास्ति माध्यमद्वारा आन्लैन् द्वारा अपि पठनं चलति वाट्सप् टेलिग्राम् माध्यमे अपि प्रश्नः पृच्छामश्चेत् तत्र उत्तरं लभ्यते एवं माध्यमाः साहायकाः एव सन्ति आधुनिककाले आधुनिकछात्राणां कृते पठनं बहुसौकर्यम् एव